महोदयः यत् अहं आर्डरं कृतवान् तद् ना आगतम् अहं चोली भटोरी आर्ड्रं कृतवान् परन्तु पूरी सागु आगतं मम पुत्रः न इच्छति कृपया एतत् आर्डरं करोमि तदेव प्रेषयतु